अहं बेङ्ग्लूरुतः यलहङ्का प्रति केब् बुक् कृतवान् आसन् अतः ततः अहं भवतः केब्मध्ये एलहङ्कागृहं प्राप्नुवान् यदा प्राप्नुवान् तदानीं भवतः केब्मध्ये अहं मम मोबैल् विस्मृतवान् अस्मि तस्मिन् बहु अपेक्षा डाक्युमेण्ट्स् ई मेल् सर्वम् एकौण्ट् विषयाः विषयाः वर्तन्ते कृपया भवन्तः तद् तस्मिन् अस्ति वा इति ज्ञात्वा मम लोकेशन् प्रति आनयन्तु यतः तद् मम कृते बहु अपेक्षा अस्ति